भारतीयज्ञानपरम्पारायां स्मृतयः मुख्यस्थानं भजन्ति स्मृतयः नाम तत्कालीनलोकनिर्वाहणाय कृताः नियमाः ताः स्मृतयः जनैः कथं व्यवहर्तव्यं किं कर्तव्यं किं न कर्तव्यम् इत्यादिकं ज्ञापयन्ति तत्र बहवः विषयाः उद्धृताः भवन्ति उदाहरणार्थं राजा स्वप्रजां कथं परिपालयेत् दायभागाः सम्पतिवितरणं कथं कर्तव्यः आश्रमादिषु विद्यमानानि कर्तव्यानि कानि इति सुञ्चयन्ति बह्व्यः स्मृतयः अस्माकं परम्पारायां सन्ति उदाहरणार्थं मनुस्मृतिः याज्ञवल्क्यस्मृतिः इत्यादयः